अस्माकं ग्रामे विद्युत् समस्या अस्ति तदा तदा विद्युत् गच्छति अतः जनाः बहु कष्टम् अनुभवन्ति तथैव यानव्यवस्था अपि सम्यक् नास्ति रिक्षायानेनैव गन्तव्यं भवति बहु धनं दातव्यं भवति कर्मकराणामपि अभावः अस्ति अतः बहु दूरतः कर्मकराः आनेतव्यः भवति तेभ्यः अपि बहु वेतनं दातव्यं भवति